सामाजिकपरिरक्षणार्थम् अस्मत्प्रदेशेषु या पार्टि सत्तायां वर्तते तया च जनानां कृते ये कृषकाः सन्ति विशेषतः ये कृषकाः सन्ति तेषां कृते कालीयायोजना इति काचित् योजना प्रारब्धा वर्तते यया योजनया तेषां कृषकानां प्रति प्रतिमासं एकसहस्रं द्विसहस्रं वा रूप्यकाणि ब्याङ्क्मध्ये एव आगच्छन्ति तेन धनेन तेषां कृषकानां साहाय्यमपि भवति किञ्चित् वस्तुः क्रेतव्यम् अस्ति कृषिकार्यार्थं तदर्थं किञ्चित् साहाय्यमपि भवति एवं च अस्माकं प्रदेशेषु सर्वकारीय सहकारः अपि जनेभ्यः प्रदत्तः वर्तते मया यत् यावत्पर्यन्तं दृष्टं प्रधानमन्त्री आवास्योजना वर्तते इर्द्रागान्धि आवासयोजना योजना वर्तते तया योजनया ये जनाः सन्ति तेषां आवासः नास्ति भूमिः अपि नास्ति तेषां कृते भूव्यवस्था एवं च कथं आवासः सरकार सर्वकारीय साहाय्येन एव भवितुं तदर्थं सर्वकारेण धनं धनराशिः प्रायतः एकलक्ष द्विलक्षपर्यन्तमपि धनराशिः दीयते तदर्थं जनाः उपकृताः भवन्ति ये जनाः अत्यन्तं दीनाः वर्तन्ते द् दरिद्रः दरिद्राः सन्ति तेषां कृते अपि आवासस्य व्यवस्था सम्यक्तया सर्वकारेण भवति एवं च ते उपकृताः सन्तः भोट् अपि प्रदास्यन्ति एवं सुष्ठुः ये विशेषतः ये वृद्धजनाः वर्तन्ते वृद्धः वृद्धाश्च ते अस्य यु यस् अस्याः योजनायाः उपकाराः उ अस्याः योजनायाः उपका उपकाराः प्राप्नुवन्ति